अस्माकं ग्रामे तु आरोग्य आश्वास्तेः व्यवस्था तावती समीचीना तु नास्ति परन्तु अन्येषु ग्रामेषु तां व्यवस्थां चालयन्तस्सन्ति तत्र गत्वा अस्मद्ग्रामीयाः तत्र गत्वा स्वस्य आश्वास् आरोग्य आश्वास्तं निष्कास्य आगच्छन्ति नाम तद् यद् पूरणीयं पत्रादिकं तत् सर्वं पूरयित्वा तत्र तेषां धनं सर्वं पे कृत्वा तत् कृत्वा आगच्छन्ति इदानीं मम अग्रजस्य एव एका घटना सञ्जाता सा च अस्मात् ग्रामात् एकघण्टा दूरे एकः ग्रामः विद्यते ततः आगमनकाले द्विचक्रिकायानतः सा आगच्छन् आसीत् तस्मिन् काले तस्य वे वेगवशात् पतनं जातं तदूर्ध्वं तस्य पञ्च लक्षं यावत् हास्पा हास्पिटल् मध्ये धनं व्ययः जा धनस्य व्ययः जातः तदूर्ध्वं ते तस् यद् तस्य हेल्त् हेल्त् इन्शुरेन्स् आसीत् नाम आरोग्य आश्वास्तिः आसीत् इत्यतः तेन ततः तस्मै पञ्च लक्षं धनं तु न प्राप्तं परन्तु यथाशक्ति द्विसा द्विलक्षधनं तस्मै प्राप्तं तेन सः सन्तुष्टः किमर्थं नाम किञ्चित् मया यत् कृतं गत्वा तत्र लैन् मध्ये स्थित्वा यद् का किं कृतं तस्य का कश्चन उपयोगः जातः इति तस्य धनं धन पूरणम् इत्यादिकं यत् कृतं तेन तस्य समीचीनतया उपयोगः जातः इत्यतः सः सन्तुष्टः तथा च अस्माकं ग्रामे इदानीं आरोग्य आश्वास्तेः व्यवस्था वर्तमाना विद्यते इदानीं वेगेन तस्य वर्धनं च जायमानं इयं व्यवस्था च समीचीना अस्ति तेन अहं स्वा स्वात्मानं सन्तुष्टः इति भावयामि